मणिपुरस्य विशेषक्रीडा अस्ति पोलो विशिष्य एकस्मिन् दिने क्रीडन्ति इति नास्ति पोलो इति मणिपुरराज्ये आरब्धा क्रीडा पूर्वतनकालेषु बहवः पोलो क्रीडालवः आसन् किन्तु इदानीम् एतां क्रीडां केचन एव क्रीडन्ति क्रीडालुः अश्वस्योपरि उपविश्य एकम् ऋजुदारुदण्डं गृहीत्वा कन्दुकेन पोलो क्रीडन्ति तत्र गणद्वयं भवति प्रत्येकस्मिन् गणे चत्वारः क्रीडालवः भवन्ति फुट्बोल् क्रीडायां यथा तथा यः गणः अधिकवारं लघुकन्दुकं गोल्मध्ये स्थापयति सः गणः जयं प्राप्नोति प्रायः द्विचत्वारिंशन्निमेषेण एषा क्रीडा भवति